संस्कृतसाहित्ये मम इष्टतमं गद्यकाव्यम् इत्युक्ते कादम्बरीग्रन्थः तत्र भाषावैदुष्यस्य एवञ्च मानवमतेः औन्नत्यस्य विषये अपि महान् विचारः कृतः अस्ति इति हेतोः तन्मदिष्टं काव्यं भवति तत्रापि शुकनासोपदेशः इति यः उपदेशः तत्र भाषासौन्दर्यमपि महदस्ति तद्विहायापि अद्यतनकाले अस्माकं काले कश्चन राजा अथवा राजपुत्रः कथं भवेत् इति विषये अधुनापि शुकनासोपदेशः अत्यन्तयुक्तः भाति तद्विहायापि कादम्बरीग्रन्थः अधुना यानि काव्यानि सन्ति आधुनिकसाहित्ये कन्नडसाहित्ये वा भवतु भाषान्तरं वा अन्यस्यां भाषायां वा भवतु भारते तानि सर्वाण्यपि आधुनिकानि काव्यानि कादम्बरीग्रन्थम् एव अनुकुर्युः इति मम भाति अनुकुर्युः इति साक्षादिति अनुवादः इति न परञ्च सा शैली अस्ति खलु कादम्बरीकारस्य सा शैली अनुकर्तव्या इति मम भाति